अहं मम कुटुम्बकैः सह पुरीप्रदेशं गत्वा तत्र अटितुम् इच्छामि पुरीं परितः चत्वारि दिनानि यावत् अटामि तत्र प्रायशः वालेश्वरनगरं कटकस्थानम् इत्यादीनि बहूनि स्थानानि गच्छामि अतः मह्यं सेल्फ़् ड्रैब् कार् अपेक्षितम् एकं किलोमिटार् प्रति कति भाटकं भविष्यति